कथासाहित्ये काव्ये च संस्कृतभाषायाः कलात्मकता अतिसुन्दरतया दृश्यते तत्र तावत् बाणभट्टः कादम्बरी इति गद्यकाव्यम् अलिखत तत्र तावत् तत् सा कथा दीर्घा वर्तते तथैव कुत्रचित् तत्कथायां कश्चन पात्रवर्गः पात्रवर्गस्य मुखे कश्चन वृणः आसीत् वृणितः सः तस्य अधरद्वयं अधरद्वयस्य संसर्गं विना सः तत्र भाषते कथं भाषते इति बाणभट्टः मनोहरशैल्या प्रतिपादितवान् तथैव तत्रैव कादम्बर्यां एकस्मिन् पृष्टे लिखितं कथञ्चिदपि पठ्यते चेत् अर्थः यथा प्राप्येत तथा लिखितवान् तथैव महाकविः कालिदासः तस्य महाकाव्येषु प्रतिविषयप्रतिपादनकाले उपमां बहु सम्यक्तया प्रतिपादितवान् एवम् अन्ये कवयः अपि स्वस्वसामर्थ्यानुसारं बहु उत्तमरीत्या कलात्मकतां प्रदर्शितवन्तः